आं सत्यम् इतिहासस्य विषये मम महतिः महती आसक्तिः आसीत् अस्ति च महाराजस्य शिवाजीवर्यस्य अभिषेकसमये बहवः हि जनाः तं छत्रपतित्वेन नाङ्गीकृतवन्तः तस्मिन् समये कथञ्चित् वाराणसितः गागाभट्टः इत्याख्यः पुरोहितः आहुतः तेन तस्य अभिषेकः कारितः इति एषः प्रसङ्गः मम इतिहासनाम्ना स्मरणे समागतः किञ्च केरलेषु कालापहाड् इति एकं पुस्तकं प्रसिद्धमस्ति तत्र कश्चित् राज्ञः पुत्रीं प्रीणाति स्म सापि तं प्रीणाति स्म परन्तु द्वयोः धर्मसाम्यं नासीत् इत्यतः विवाहः भवितुं नार्हति स्म तस्मात् कथञ्चित् एषः धर्म्यम् अत्यक्त्वा विवाहं कर्तुं नाङ्गीकृतवान् तस्मात् राजा तं राज्यात् निष्कासितवान् परन्तु तस्य पुत्री एतद् नाङ्गीकृतवती एषा अहम् आत्महननं करोमि इति उक्तवती अतः खिन्नः सन् राजा तम् आहूय तेन सह विवाहं कारितवान् राज्याच्च बहिर्निष्कासितवान् एवम् एषा कथा इतिहासस्य अत्यन्तं प्रसिद्धा